हरि ओम्

आमामां सत्यम् आम् आं नवसप्तदिनात्मकः कालकः कालः अस्तु एवं द्वादशजनाः

सर्वेऽपि राजस्थानतः एव वा सर्वेऽपि राजस्थानीयाः एव वा अस्तु आम्

एवं तर्हि एतेषु सप्तदिनेषु भवताम् आ आगमनगमनमपि सप्तदिनेषु एव भवति वा नोचेत् सप्तदिनं केवलं भवन्तः यत्र भ्रमति तत्र भवति वा आं तर्हि अपि भवत हा न वा भवतः भ्रमणार्थं प्रायः दिनत्रयं वा चतुष्टयं हं दातुं शक्नुवन्ति इति खलु भवन्तः सर्वे तर्हि अस्माकं तत्र प्रायः चतुर्षु राज्येषु तत्र एजेन्सि अस्ति तत्र अस्माभिः कार्यं कुर्मः एकं तु केरले वर्तते एकं कर्णाटके एकं तामिल्नाडु पुनः अह् आन्ध्रप्रदेशे अपि अस्माकं ट्रेवल् एजेन्सि इति एतेषु चतुर्षु स्थानेषु पुनः यदि भवताम् इच्छा अस्ति चेत् गोवा अपि वयं कारयितुं शक्नुमः एतेषु स्थानेषु भवान् कुत्र गन्तुमिच्छन्ति नाम भवन्तः एवं आन्ध्रप्रदेशे वा आन्ध्रप्रदेशे भवन्तः द्वादशजनाः त तर्हि अस्माकम् एवमस्ति तत्र आन्ध्रदेशस्य अस्माकम् अ अधुना ईप्सितं एकमस्ति यत् यात्रा प्रकारः तदहं भवते प्रेषयामि तत्र भवन्तः पश्यन्तु एतदतिरिच्यपि कुत्रचित् गमनीयं चेत् तत्र प्रायः मन्दिरद्वयं भवति पुनः एकस्मिन् दिने सम्पूर्ण राम् रामोजी राव् फ़िलिम् सीटी इति यत् अस्ति तत्र अस्माभिः भवन्तं अटामः आम् तत्र गच्छावः पुनः अपरेऽस्मिन् दिनेषु तत्र आन्ध्रप्रदेशे एव क्वचित् ह् हिल् स्टेशन् नाम गिरिप्रदेशाः सन्ति तत्रापि गच्छामः पुनः एकस्मिन् दिने अत्र आन्ध्रदेशस्य प्रमुखानि यत् खाद्यं वर्तते भोजनादिकं तदर्थं क्वचित् ग्रामे अस्माभिः एतत् निर्मितम् अस्य अस्माकं तत्र बहवः पाक पाककाराः सन्ति ते बहुषु स्थानेषु आन्ध्रप्रदेशस्य वि विभिन्नस्थानेषु आगच्छन्ति ते भवतां कृते यदेच्छया भोजनं तत्र तत्रैव निर्मीय दीयते तर्हि एतत् सम्पूर्णं मिलित्वा भवतां प्रायः प्रतिजनं दशसहस्ररूप्यकाणि यावत् भवति तत्र भवतां किं वासव्यवस्थापि अस्माभिः कल्प्यते एवं वा तर्हि तत्र विंशतिसहस्रम् इतोऽपि अधिकं प्रायः स्यात् तत्र यदा अस्माकम् अहं द्वित्रीणि तत्र लिङ्क् भवते प्रेषयामि तत्र यदि अस्माकं इन्स्टा हेण्डल् इत्यादिकम् अस्ति तत्र भवतः प्रत्येकः तत्र अस्माकं पोस्ट् यदि षेयर् स्टोरी इत्यत्र स्थापयति चेत् तत्र प्रत्येकस्मै किञ्चित् किञ्चित् कृत्वा अस्माभिः प्रायः यद् विंशतिसहस्रादारभ्य पञ्चविंशतिसहस्रं यावत् ओफ़रपि प्रेषयिष्यामः ह तर्हि भवतां आम् अस्तु अस्तु तर्हि अस्तु धन्यवादाः